इतिहासे तव शास्त्रस्य मुख्याःप्रणेतारःके तेषां योगदानविषये वद इत्येवं प्रश्नः मदीयं शास्त्रं व्याकरणम् इतिहासे अस्य शास्त्रस्य अनेके प्रणेतारस्सन्ति युधिष्ठिरमीमांसकाः व्याकरणशास्त्रे व्याकरणशास्त्र का इतिहासः इति नामकं ग्रन्थम् प्रणीतवन्तः तत्र बहूनां आचार्याणां बहूनां ऋषीणाम् बहूनां शास्त्रप्रणेतॄणां नाम ते उल्लिलिखुः यद्यपि अष्टौशाब्दिकाः इति बहुत्र प्रसिद्धाः कथ्यन्ते इन्द्रः चान्द्रः काशकृत्स्नः आपिशलिः अमरः जनेन्द्रः एवं पाणिनिः एते अष्टौ शाब्दिकाः प्राधान्येन स गृह्यन्ते अनेकेषां ग्रन्थानाम् उपलब्धिरपि अधुना नास्ति तथापि ते प्राधान्येन गृह्यन्ते गण्यन्ते च तेषु मुख्यःपाणिनिः इति तु ज्ञातमेव परम् इतः पूर्वमपि नाम जीनेन्द्रः अमरः आपिशलिः एभ्यः सर्वेभ्यः पूर्वमपि रामायणे हनुमान् अत्यन्तं वैयाकरणः व्याकरणज्ञः व्याकरणप्रणेता इत्यपि श्रूयते तस्य ग्रन्थः नोपलभ्यते ग्रन्थः रचितो वा न वा इति न ज्ञायते परन्तु तस्य विषये बहुधा श्रूयते यतो हि हनूमतः सङ्गमे राम एव तादृशं वाक्यमुवाच नूनम् अनेन व्याकरणम् अधीतमेव अन्यथा एषः एवं वाणीं वक्तुं न प्रभवेद् इत्यादिकं रामेण उक्तम् अतः हनुमानपि अत्यन्तं वैयाकरणः इति प्रथितोयं विषयः काशकृत्स्नादीनां व्याकरणम् अद्यत्वे उपलभ्यते किञ्चिदेव पाणिनिः एषु अत्यन्तं प्रसिद्धः तथा पाणिनीयं व्याकरणम् अद्य सर्वत्र प्रचलति च सर्वेपि जानन्ति यत् इदं त्रिमुनिव्याकरणं नाम पाणिनिः सूत्रकारः अष्टाध्यायीं रचयामास वार्तिककारः वररुचिः सः वार्तिकान् रचितवान् पुनः भाष्यकारःपतञ्जलिः सः महाभाष्यं प्रणिनाय एवं मुनित्रयं रचितम् अथवा मुनित्रयं प्रणितम् इदं व्याकरणम् अद्य जगति अत्यन्तं प्रसिद्धम् कियत्पर्यन्तम् इत्युक्ते अपाणिनीयः शब्दः न प्रयोक्तव्यः अद्यत्वे इति यतो हि रामायणादिषु करोमि इत्यर्थे कुर्मी इत्यादयः प्रयोगाः दृश्यन्ते परं तत्तु पाणिनीयं न अद्य तु अपाणिनीयाः शब्दाः न प्रयोक्तव्याः इति पर्यन्तम् अस्य व्याकरणस्य प्रथितता वर्तते अतः एते आचार्याः इमानि तेषाम् कृतानि कार्याणि उपलब्धोविषयः